हरिः ओं महोदय श्रिय भवान् श्रीसद्भय एतद् सूर्य होटेल् वा तत्र आम् महोदय अहं भवतां प्रक तत्र होटेल् मध्ये मम प्रकोष्ठमावश्यकमस्ति तत्र रिक्तमस्ति वा प्रकोष्ठम् तत्र प्रकोष्ठे बेड् निमित्तं नाम डबल् बेड् भवति तत्र एसि भवति वा तत्र किं स्विमिङ्ग् स्विमिङ्ग् होटेल्मध्ये स्विमिङ्ग्पूल् भविष्यति वा स्वि स्विमिङ्ग्पूल् इदम् आमाम् एवं वा तत्र अटेच् बात्रूं प्रकोष्ठः वा महोदय तत्र अटेच् बात्रूं प्रकोष्ठस्य कृते कियद्धनं भवति अह अहं तु तिरुपतौ अस्मि इतः रेलयानमित्यादिकं भविष्यति किल भवतां तत्र गन्तुं आं महोदय एकमे पुनः एकमेकं एकमेकं विषयः तत्र भोजनव्यवस्था कीदृशी अस्ति मेलिष्यति वा इतः ये गच्छन्ति तेषां कृते हेड् केवलमावश्यकमस्ति तर्हि हेड् कृते पर् मील् कियद्भवति थालिका आमाम्

एवं वा किञ्चिददि किञ्चिदधिकः इति मन्ये ऐटम् ऐटम् ऐटं कि किं किमस्ति ऐटम् आम् आस् अस्तु महोदय तर्हि आं तर्हि आगच्छामि महोदय सूचयामि धन्यवादः आं धन्यवादः धन्यवादः